पारम्परिक भाषिकं वा गणः अस्माकं प्रदेशे तु नास्ति किन्तु अस्मात् प्रदेशात् पञ्चविंशतिकिलोमीटर् दूरतः आरण्यकाः केचन सन्ति तत्र ते आरण्यवासिनः इति जीव्य जीवन्ति तत्र भाषाव्यत्ययः तस्य तेषां भाषा व्यवहारार्थं भाषाव्यत्ययो जायन्ते ते कञ्ची इति भाषां प्रयुज्यन्ते ते अरण्यवासिनः ते भक्षणार्थं मांसाः तथा गेणसु इति कश्चन शाकविशेषः ते कृत्वा उपजीवन्ति